हरिः ओम् आगच्छन्तु महाभाग हा वदतु हा हा हा किं कार्यार्थम् हा हा हा एक शिक्षक् शिक्षकस्थानं रिक्तमस्ति एक एकः शिक्षकस्य एकं शिक्षकः शिक्षकस्थानं रिक्तमस्ति अतः एव हा हा उत्तमम् उत्तमम् आम् आम् भव अस्माकम् अस्माकं ए एल् एन् आर् आयुर्वेदमहाविद्यालयः कोप्पनगरे अस्ति अहं प्राध्यापकः अस्मि अत्र भवतः विद्यारतां परीक्षां कर्तुं नियुक्तोस्मि अहम् अधुना पृच्छामि भवतः विद्यार्हता का इति

ए पद पदवीं पदवीं समाप्ता वा

ओ प पर्याप्तम् एकं स्थानं रिक्तम् अस्ति नियो नियोजनं कर्तुं शक्यते

प्रातः प्रातःकाल प्रातःकाले नववादने प्रारभ्यते नववादनतः एकवादनपर्यन्तं कक्षा वर्तते तद् तदनन्तरे एकघण्टा पर्यन्तं विरामः भोजनविरामः अस्ति तदनन्तरे द्विवादने प्रारभ्यते द्विवा द्विवादनतः पञ्चवादनपर्यन्तम् अस्माकं महाविद्यालयस्य कार्यव्याप्तिः प्रचलिष्यति भोः भोजनं कर्तुम् अत्र अत्र विद्यार्थीनिलयः अस्ति तत्र एकः एकः एकः विद्या विद्यार्थीनिलयः अस्ति अत्र सर्वत्र विद्यार्थिनः छात्राः सर्वेऽपि भोजनं कुर्वन्ति तैः सह भोजनं कर्तुं शक्यते भवानपि धनं धनं धनं दत्वा भोजनं कर्तुं शक्यते शिक्षकाणां कृते विंशतिरूप्यकाणि शिक्षाकाणां प्रति ड्रेस्कोड् विशेषतः नास्ति अत्र भारतीयपरम्परया परम्परया अत्र अस्तु अस्तु आयुर्वेदमहाविद्यालयस्य परितः विद्यालयं परितः पर्वतः अत्र वृक्षाः सन्ति अत्र अध्ययनं कर्तुं योग्यः अस्ति तथा च बहवः नास्ति सर्व वाहनशब्दः सर्वत्र अस्ति अत्र बहवः नास्ति नगरात् बहिः अस्ति किल अत एव नगरात् बहिः अस्ति अत एव शब्दा बहवः नास्ति श्रूयते किन्तु अस्तु अस्तु भवतः भवतः नि नियुक्तिः बव बव बव भवान् कदा कदा कदा आगच्छति भवान् अग्रिम अग्रिमसप्ताहे हा उत् उत्सवानन्तर आगमिष्यति वा

अस्तु अस्तु अस्तु आगच् आगच्छन्तु अस्तु अस्तु अस्तु अस्तु